हरिः ओम् महोदय नमोनमः सर्वं कुशलं महोदय मह्यमेकं साहाय्यम् अपेक्षितं कृपया उत्तम उपाहारमन्दिरं कुत्र अस्ति कृपया वदतु न मूल्यं कीयत् भवति कदा आर्डर् ददति अनन्तरं आहारस्य स्वच्छता विषये अपि मह्यं स्पष्टीकरोतु कृपया यदि स् समीपे भवति चेत् वरं शाकाहारव्यवस्था तु अत्यन्तम् आवश्यकी कृपया शीघ्रमेव मह्यं समाधानं ददातु धन्यवादः